अयं बहु सम्यक् प्र प्रश्नः वर्तते बहवः देशस्यस्य गतिं परिवर्तयितुं तेषां योगदानं दत्तवन्तः इदानीं यदा अहम् एवम् एतत् प्रश्नं यदा अहम् एतं प्रश्नं पठामि तत् मम मनसि एकः प्रथमम् आगतः सः रतन् टाटा महोदयः एकन्तु रतन् टाटा तस्य जीवनमपि बहुसरलं पुनश्च समाज परिवर्तनार्थमेव आसीत् सर्वदापि सः बहु योगदानं दत्तवान् तत् मुम्बै यदा मुम्बै विष्फोटम् अभूत् तदानिमपि सर्वे दृष्टवन्तः यथा सः सर्वान् प्रति आदरं प्रदर्शितवान् सर्वत्र तस्य सहकारं दत्तवान् एकम् एव न बहू बहूनि उदाहरणानि द्रष्टुं शक्यन्ते तस्य चतुष्चक्रिकानिर्माणं टाटा नेनो कार् यदा आसीत् ततः सर्वत्र सर्वेषु विषयेषु सः योगदानं दत्तवान् केवलम् रतन् टाटा इति न तस्य टाटा सम्पूर्णतया तेषां गृहे एव सरल जीवनं विशिष्टसमाजमुखी चिन्तनम् इति तेषाम् कुटुम्बव्यवस्थायाम् एव वर्तते इति कारणतः टाटा संस्था पुनश्च टाटा परिवारः बहुविशेषेण समाजपरिवर्तने विशेष पात्रं वहति इति अहं मन्ये एतेषु वर्षेषु सामाजिकपरिवर्तने मम अभिप्रायस्तु इयम् अस्ति कालः सर्वत्र उत्तरं ददाति कालानुकूलपरिवर्तनं भवति तत्र जनाः केवलम् उपकरण रूप्येण कार्यं कुर्वन्ति समाजः तस्य परिवर्तनं स्वत एव करोति तस्मिन् काले तस्मिन् देशे यदपेक्षितं तद् आनयति जनानां परतः तद् भवति इति भासते समाजपरिवर्तनं स्वयमेव करोति इति अहं चिन्तयामि